यदि मम कृते अन्यदेशङ्गन्तुम् अवकाशः लभ्यते चेत् तर्हि अहम् इङ्ग्लेण्ड् देशं प्रति गच्छामि किमर्थमितिचेत् तत्रत्यः यः राजा आसीत् सः अस्माकं भारतस्य उपरि द्विशतं वर्षाणि यावत् राज्यङ्कृतवान् अस्माकं या संस्कृतिः आसीत् सः नाशितवान् अनन्तरम् अस्माकं नालन्दा इति एका बहु बृहद्ग्रन्थालयः आसीत् सः सः ज्वालितवान् तदपि मासत्रयम् अस्माकं यः ग्रन्थालयः आसीत् तद् ज्वलितम् अतः इदानीम् इङ्ग्लेण्ड् देशं प्रति गत्वा तेषां या संस्कृतिः व वर्तते तस्य नाशङ्करोमि अतः तदर्थम् अहम् इङ्गलेण्ड् देशं प्रति गच्छामि यदि मम कृते अवकाशः लभ्यते चेत् अस्माकं संस्कृतिन्तु ते नाशितवन्तः किन्तु वयम् अस्माकं या संस्कृतिः आसीत् सा तैः नाश् नाशिता किन्तु तेषां या संस्कृतिः आसीत् सा संस्कृतिः अस्माकम् उप उपरि आरोपिता अतः वयम् इदानीं तेषां संस्कृतिमेव अस्माकं संस्कृतिः अस्ति इति मत्वा स्वीकुर्मः किन्तु तथा न कर्तव्यम् अस्माकं या प्राचीनकाले या संस्कृतिः आसीत् सा एव स्वीकर्तव्या न तु तेषाम् अतः तेषां संस्कृतिर्या अस्ति तां त्यक्त्वा स्वकीया या संस्कृतिः अस्ति तां स्वीकर्तव्यम् अतः इदानीं तेषां या संस्कृतिः सा परिहरणीया स्वकीया संस्कृतिः अपनी स्वीकर्तव्या इति इति उक्त्वा शम्